भेदः अस्ति रसविषये सात्विकरसः नष्टः अस्ति तन्मध्ये अद्यापि शास्त्रीयसङ्गीतं नाट्यवैविध्याः इत्यादि इदानीमपि शुद्धरूपेण विरलतया अस्तीति समाधानः यक्षगानसदृशाः कलाः इदानीमपि जनान् कर्षयन्ति तत्रापि परिवर्तनम् अस्ति एव संसारः तु परिवर्तिनि संसारः अतः तदस्ति एव आधुनिकमनोरञ्जनकलाः अपि उत्तमाः एव चलश्चित्रमाध्यमेन श्री जी वि अय्यर् महोदयः श्री श शङ्कराचार्यभगवत् भगवत्पादानां जीवनं वर्णितवानस्ति दोषाः सर्वत्र भवन्ति एव वयं प्रज्ञया स्वीकुर्मः इति मे मतः